भारतदेशस्य आहारपद्धतिः यदि भारतदेशं द्वि भागं विभा जनं कुर्मः उत्तरभारतदेशीयानाम् आहारपद्धतिः ते अधिकतया गोधूमरोटिकाः एतत् सर्वं खादन्ति ये दक्षिणभारते वासं कुर्वन्ति ते अधिकतया तण्डुलानि खादन्ति तदपि वातावरणम् अनुसृत्य उत्तरभारतदेशे शैत्यम् अधिकं भवति इति कारणेन ते गोधूम पदार्थानि खादन्ति अत्र दक्षिणभारतदेशे आतपः अधिकः भवति इति कारणेन अत्र जनाः तण्डुलानि तानि निर्मितानि पदार्थानि खादन्ति किमर्थं तण्डुलानि किञ्चित् शैत्यम् आनयन्ति गोधूम पदार्थानि किञ्चित् उष्णत्वम् आनयन्ति इति कारणेन एतदेव भारतस्य आहारपद्धतयः भवन्ति लोकप्रियानि खाद्यानि यदा मया पूर्वम् उक्तम् उत्तरभारतदेशे गोधूमः उपयुज्य भिन्नभिन्नरोटिका वा भवतु परोटा भवतु नान् भवतु नवनीतम् उपयुज्य नान् भवतु एतत् सर्वं ते कुर्वन्ति अत्र दक्षिणभारतदेशे वयम् अधिकतया तण्डुलानि उपयुज्य भिन्नभिन्नमिश्रणानि अनन्तरं रसं वा क्वथितं वा सारं वा एतेषां निर्माणं कुर्मः तत्रापि उत्तरभारतदेशे मसालाः ते अधिकतया तत्र तु आनीयन् गार्लिक् एतेषां प्रयोगं कुर्वन्ति अत्र दक्षिणभारतदेशे जनाः तेषां प्रयोगं कुर्वन्ति तेषां विना अपि केचन जनाः कुटुम्बजनाः पाकं कुर्वन्ति उपस्काराः द्वयोः प्रदेशेषु मसालाः यदि सब्ज़ि भवति व्यञ्जनानि उपयुज्य शाखानि उपयुज्य किमपि सब्जि भवति तत्र तु मसालाः समानरीत्याः ये उत्तरभारतदेशे वासं कुर्वन्ति ये दक्षिणभारतदेशे वासं कुर्वन्ति समानरीत्या एव पाकं कुर्वन्ति अतः अत्र तु अधिकतया भेदः न भवति इति अहं मन्ये किन्तु अधिकतया उत्तरभारतदेशे जनाः गोधूमपदार्थाः खादन्ति दक्षिणभारतदेशे तण्डुलान् प्रयुज्य खाद्यानि कुर्वन्ति इदानीं तु विदेशानाम् प्रभावाः अधिकाः सन्ति इति कारणेन बालकाः बालिकाः अधिकतया पिज्जा़ एतत् सर्वम् अपि खादितुम् इच्छन्ति तद् तु अस्माकं भारतदेशस्य आहारपद्धतिः यद्यपि नास्ति तदापि इदानीन्तन काले बालिकाः बालाः एतत् सर्वं लोकप्रियानि खाद्यानि अभवन् इति अहं मन्ये